वयं रोपणार्थं मम गृहस्य समीपे एकं मण्णुटि नामकम् एकं स्थलं भवति भवति जानाति वा तत्र बहूनि पादपानि सन्ति बहु वर्णानि बहुविधानि पादपानि सन्ति तत्र अष्ट वर्षाद् पूर्वं बलम् उत्पाद्य उत्पादयितुम् एकं नारिकेलं पादपः अस्ति इति श्रूयते एवं बहु इदानी इन् आन्तरिकपादपानि बाह्यपादपानि अपि सन्ति तेषु अहं आन्तरिकपादपानि मुख्यतया ता तत्रैव अन्तरया तत्रैव क्रयणं क्रयति तेषु आन्तरिकपादपेषु मध्ये एकं केचिद् मासे पञ्च अथवा षड्वारं सूर्यप्रकाशं प्राप्तुं बाह्ये स्थापनीयम् अपरे न आवश्यकम् क्वालिटि अपि अत्यधिकं समीचीनं भवति उत्तमं भवति एवं मम मातुलस्य गृहस्य समीपे अपि एकं पादपानां क्रयण आपणम् आपणं भव आपणं भवति तत्रापि बहुविधानि पादपानि सन्ति एकं मम गृहे एकं आम्रफलमस्ति तद् पञ्चवर्षाद् पूर्वम् एव फलम् उत्पादयते तदपि अहं मम मातुलस्य गृहस्य समीपम् आपणाद् उद्धृतं भवति तदपि गुणकरं भवति